हा हरिः ओम् नमस्ते विवस्वान् सः पठनं सम्यक् अस्ति परन्तु वारं त्रिदिनम् आगन्तुम् इच्छति हा मम समयम् अस्ति मम समयम् अस्ति विवस्वतः समयं त्वां पृच्छतु शनिवासरः अस्ति सोमवासरः नास्ति मम श बुधवासरे समयः अस्ति विवस्वन्तं प्रेषयतु बुधवासरे शुक्रवासरे शुक्रवासरे सायङ्काले प्रेषय आ आ आ शक्यते शक्यते प्रेषयतु प्रेषयतु अहम् अपि वर्णं प पाठनम् आरब् आरब्धवती

सम्यक् आ श्रीगणनाथा गीतं पा पञ्च गीतम् पठनीयं पठनम् अभवद् अपि वर्णम् आ आरभव आरब्धं कर्तुम् शक्यते स्वरजदी आ प्राक्टीस् च च चलदि प्राक्टिस् चलति विवस्वता सह द्वे शिक्षकौ अपि अस्ति धन्यवादः भगिनी